अहं मम जीविकायै शिक्षकवृत्तिं स्वीकरोमि किमर्तम् इत्युक्ते तत्र मम रुचिः अधिकम् अस्ति एवमेव उत्तमः शिक्षकः एव उत्तमनागरिकस्य निर्माणं कर्तुं शक्यते तदर्थमहं शिक्षकवृत्तिं चिनोमि एवमेव एकम् आभाणकम् अस्ति किमित्युक्ते सहस्रादिकान् बिक्षून् निर्मातव्यं चेत् एकं मन्दिरं तत्र प्रारम्भं करणीयं भवति एवमेव सहस्रादिकान् मेधावीन् निर्मातव्यं चेत् एकं विद्यालयं निर्मातव्यं भवति तद्वत् तादृशम् उत्तमं उत्तमत्वमस्ति शिक्षकाणां कृते तदर्थम् अहं शिक्षिकावृत्तिम् एव कर्तुम् इच्छामि